इदानीं तन्त्र तन्त्रज्ञानस्य उपयोगेन वित्तकोशं ग्राहकस्य करतले एव अस्ति गृहे कार्यालये यत्र कुत्रापि वा ग्राहकः अस्ति तस्मात् प्रदेशात् ते अर्थव्यवहारं कर्तुं शक्यते व्यवहारास्ते व्यवहारार्थे वित्तकोशं गन्तुं न आवश्यकं यु पि ऐ फोन् पे इत्यदि यु पि ऐ ट्रान्जेक्षन् द्वारा केश् अपि न आवश्यकं एतत् प्रधानपरिवर्तनम् अस्ति अर्थव्यवस्थायाः तेषु परिवर्तनेषु वित्तकोशः तन्त्रज्ञानाः अपि च ग्राहकाः सर्वे अपि योगदानं दत्तवन्तः एतस्य उपयोगेन जनानां जीवने जनानां जीवनं सुलभं भवति दिनभरात् दिन चतुर्विंशतिघण्टायाम् अपि व्यवहारं कर्तुं शक्यते